मया गृहे स्वेदकमेकम् आनायितं यदा गृहमागत्य स्वेदकमुद्घाटितं तदा तत् ततः चूर्णं किञ्चित् पतितं किं जातमिति पश्यामि तत्र छिद्रमासीत् मध्ये मध्ये छिद्रमासीत् मया सम्यक् न दृष्टमासीत् इदं तु बहु न्यूनमूल्येन लब्धमिति कृत्वा मया आनीतमासीत् वर्णः अपि तावत् सम्यक् न आसीत् अनेन किं ज्ञातमिति चेत् न्यूनमूल्येन लभ्यते इति कृत्वा तत् सम्यक् भवेदिति नास्ति अतः दृष्ट्वा सम्यक् विचिन्त्या च आनेतव्यम् इति